नमस्कारः यत् पुस्तकं मया क्रीतं अतीव उत्साहेन पठितुम् आरब्धवान् परन्तु आरम्भे एव दोषः अक्षरक्षः जातः तत्र सः मुद्राराक्षस एव ये टङ्ककाः सन्ति ते सम्यक् मद्यपानं कृत्वैव टङ्कनं कुर्वन्ति अतः तथापि व्युत्पत्तिमतिना विदुषा कथञ्चित् साधयति अर्थमिति बुध्या पठनीयं धन्यवादः